मुख्याः वार्तापत्रिकाः तु मलयाळमनोरमा अनन्तरं मातृभूमिः जन्मभूमिः सर्वमस्ति तादृशाः पस्त्रमे पत्रानि एव अस्माकं प्रदेशे प्राप्नोति अनन्तरम् आङ्गलेयपत्रिका अपि प्राप्नोति हिन्दू टैम्स् आफ़् इण्डिया तादृशम् अनन्तरं तासु दूरदर्शनवाहिन्यां किं कैरली एष्यानेट् अनन्तरं किमस्ति फ़्लवर्स् टि वि तादृशं तादृशं किं चानल् सर्वं प्राप्नोति तत्र मम परिवारः परिवारे छात्राः एव दूरदर्शनं पश्यन्ति अहं मम भर्ता वयं दूरदर्शनं न इच्छन्ति वयं न पश्यन्ति अपि छात्राः एव तादृशं दूरं किं दूरदर्शनं सर्वं पश्यन्ति